अस्माकं प्रधानमन्त्रीणा उक्तमस्ति पुत्रीं रक्षतु पुत्रीं शिक्षयतु अर्थात् बालिकानां रक्षणम् अस्माभिः करणीयं तथा तेषां कृते शिक्षणस्य व्यवस्था अपि कल्पनीया अधुना सर्वेषु क्षेत्रेषु यदि वयं पश्यामः चेत् बालकानाम् अपेक्षया बालिकाः अग्रगण्याः सन्ति अहं चिन्तयामि यद् बालिका पठितुम् इच्छति इच्छति तदेव वयं पाठयामः वयं बलेन किमपि न वदामः भवती एतत् करोतु भव् भवती एतत् पठतु सा यत् किमपि इच्छति तदेव पाठनीयम् शिक्षणं तु आवश्यकम् एव अस्ति किमर्थं यदि सा पठिष्यति तर्हि सा अन्यानपि पाठयिष्यति शिक्षया एव समाजस्य परिष्कारः भवति वयं तु सर्वे जानीमः यदि बालिका पठिष्यति तर्हि सा पठित्वा अन्यान् पाठयिष्यति तस्याः पुत्रः भवतु पुत्री भवतु वा समाजे यत् कोपि यः कोऽपि समीपे निवसति सः भवतु तत्र गत्वा सा पाठयितुं शक्नुवति पठित्वा कुत्रचित् उद्योगं कृत्वा अथवा वृत्तिं कृत्वा परिवारस्य पोषणम् अपि कर्तुं शक्नोति तेन किं भविष्यति सा आत्मनिर्भरं भविष्यति सा कस्य अपि उपरि वयं वदामः खलु किमपि न करोति बालिका एवं न करोति एवं न कर्तुं शक्नोति एवं न भविष्यति सा यदि पठिष्यति तदा एव तस्याः जीवनं सफलं भविष्यति